अहं भवतां भोजनालयस्य खाद्यानि बहु इच्छामि अद्य अहं तत्र एव आगत्य भोजनं कर्तुम् अहं न शक्नोमि अतः इदानीम् अहम् आन्लैन् द्वारा आर्डर् कर्तुम् अहम् इन्च्छामि अहम् इदानीम् आर्डर् कुर्वन् अस्मि किन्तु अत्र धनस्य पे धनं पे कर्तुं तत्र काश् आन् डेलिवरि आप्शन् न दृष्यते अतः मह्यं तत्र सहाय्यम् आचरतु काश् आन् डेलिवरि यथा भवेत् तथा कुरु